आम् महोदय नमस्कारः संस्कृतपरिषदः पुस्तकविक्रयप्रकोष्ठः महोदय किल महोदय महोदय अहं ब्रह्मसूत्रभाष्यपुस्तकं क्रेतुमिच्छामि तत्र लभ्यते वा आं शाङ्करभाष्यं वर्तते वा महोदय उत अन्यद्भाष्यं वा आम् महोदय

आं महोदय अहं अहं विद्यावारिधिछात्रः अस्मि पञ्चशतं रूप्यकान् आं महो डिस्कौण्ट् यत्किमपि लभ्यते वा महोदय अहं छात्रः अस्मि महोदय आं महो आम् आम् धन्यवादः महोदय पुनः तत्र साङ्ख्यकारिका तेलुगुपुस्तकं वर्तते वा महोदय आं महो आं महोदय आं महोदय धन्यवादाः महोदय तत्र आगत्य स्वीकर्तव्यं वा उत प्रेषयन्ति वा महोदय पोष्ट् द्वारा

आं महोदय आं हैदराबाद्नगरे एव महोदय आं महोदय आं महोदय अवश्यम् आगच्छमि महोदय श्वः श्वः विरामः नास्ति किल महोदय आं महोदय अवश्यं महोदय आं महोदय

आं महोदय अवश्य आगच्छामि महो भरद्वाजः अ आम् आं महोदय